वेदार्थविचारे मीमांसकानां यन्मतं वर्तते तत् सर्वसम्मतं नास्ति उदाहरणार्थं वेदः अ अपौरुषेयः इति एतेषां मतं तदपि ईश्वरानुमाने निरूप्यते अपौरुषेयत्वं वेदान्तिनः अपि अङ्गीकुर्वन्ति चेदपि तेषां मते सजातीय उच्चारण अनपेक्षा उच्चारण विषयत्वं पौरुषेयत्वं तद् भिन्नत्वं अपौरुषेयत्वम् इति तदेव अपौरुषेयत्वं वेदे अस्ति अर्थात् पूर्वस्मिन् कल्पे यथा आसीत् तथैव अस्मिन् कल्पेऽपि ईश्वरः तस्य सृष्टिं कृतवान् इति तत्र भेदमानीतुम् ईश्वरः अपि असमर्थः इति तदेव अपौरुषेयत्वं वेदानां इति वेतान्तिनां मतं अपि च कर्मकाण्डोक्तमन्त्राणां निरूपणमेव मीमांसकाः क्रियन्ते इत्यतः मीमांसकानां मते तु वेदः धर्मः एव तत्र इतोऽपि स्पष्टतया वदामः चेत् वेदबोधित इष्ट साधनताकः धर्मः अर्थात् वेदेन प्रयोजनम् उद्दिश्य विधीयमानः अर्थः धर्मः यदा यागादिः वेन्ता वेदान्तिनस्तु वेदानां ज्ञानकाण्डस्य निरूपणम् एव क्रियते इत्यतः तेषां मते वेदो नाम ज्ञानमेव